हरिः ओम्

प्रीवेड्डिङ्ग् प्रीवेड्डिङ्ग् खलु

ह अस्तु अस्तु अत्र अत्र मलेनाडुमध्ये सम्यक् जगह् जगानि सन्ति छायाग्रहणं सुन्दरं भव् आगच्छति

अ कर्तुं शक्यते तद् प्रीवेडिङ्ग् मध्ये सङ्गीतानि पुरातनगीतानि तद् अरेञ्ज्मेण्ट् कृत्वा स्वीकरोमि छायाग्रहणं स्वीकरोमि शिवमोग्गामध्ये मलेनाडु बहुसुन्दरं स्थलानि सन्ति जगमस्ति सागरमध्ये केलदी तत्र जोगमध्येऽपि कर्तुं शक्यते अत्र आनन्दपुरा इति तत्र पुष्करिणी अस्ति तत्र सम्यक् सम्यक् भवति बहुसुन्दरं छायाचित्रं स्वीकर्तुं शक्यते ह छायाचित्रमपि बहुसुन्दरं भवति तत्र स्वीकुर्वन् च शक्यते ह ह भवति भवति भवति ह भवति ह विंशतिः भवति तदा सर्वं कार्यं तस्य अस्ति तद् अरेञ्ज्मेण्ट् कर्तुं ह तत्तु ह ह ह वदतु वदतु अ शक्यते शक्यते बैक्मध्ये मम ममापि जीप् अस्ति ओल्ड् ओल्ड् पुरान

बैक् ह ह ह ह ह अस्तु ह शक्यते शक्यते ह शक्यते सायङ्काले सायङ्काले सम्यक् भवति तद् तद् गोल्डेन् लैट् इ इति अस्ति गोल्डेन् लैट् स्वीकृत्य शक्यते

अस्तु ओह् रां राम्